अहं मम जीविकायै एका संस्कृतशिक्षिका भवितुम् इच्छामि तदीय अहम् इदानीन्तनीयदिने संस्कृतक्षेत्रे पठन् अस्मि अहं बाल्यकालात् आरभ्य एव संस्कृतेन एव पठनपाठनं कृतवती अस्मि एवं च अग्रे गत्वा अहं पिहेच्डि समाप्तं कृत्वा एवं एका संस्कृतशिक्षिका भवितुम् इच्छामि अस्मिन् वृत्तेः चयनं कर्तुं मम शिक्षकशिक्षिकाः एवं च मम गृहजनाः मम अतीव साहाय्यं कृतवान् अस्ति सः यदि मम सहायतां न करोति चेत् अहम् अग्रे गत्वा शिक्षिका भवितुं न अर्हन्ति अहं मम जीवने एका संस्कृतशिक्षिका भूत्वा समाजस्य कल्याणे एकं भूमिकानिर्वहनं कर्तुम् इच्छामि